माध्यमद्वारा प्रसार्यमाणविचाराः अस्माकं प्रान्ते बहुधा चर्चिताः भवन्ति अस्माकं प्रान्ते माध्यमद्वारा ये ये विचाराः ये ये विषयाः प्रचारिताः भवन्ति ते विचाराः अत्यन्तं विचार्यमाणे सति सर्वं विचारम् उच्चारं कुर्वन्ति पुनः अस्माकं प्रान्ते अनेकाः वार्तसपत्रिकाः आगच्छन्ति तां समाजस्य उपरि बहुधा प्रभावं सः भवन्ति पुनः माध्यमाः ये ये सन्ति ताः स् ते सर्वेऽपि अस्माकं प्रान्ते अत्यन्तम् अत्यन्तं सम्यक्तया भागं गृण्हाति गृण्हन्ति पुनः स्तानीयवार्तापत्रिकाविषये वदामः चेत् तत्र विजयवाणी इति एका पत्रिका आगच्छति तत् पत्रिका मध्ये लोकल् एक्स्प्रेस् इति एकं पत् पृष्टमिव आगच्छति तत्र अस्माकं स्थानीयविषये एव आगच्छति अस्माकं स्थानीयविषये ये ये कार्यक्रमाः ये ये विचाराः विषयाः आगच्छन्ति तस्मिन् विषये एव अस्माकं स्थानीयवार्तापत्रिकायां विजयवाणीपत्रिकायाम् आगच्छन्ति पुनः कन्नडप्रभा विजयवाणी उदयवाणी होसदिगन्त इत्यादिपत्रिकाः अस्माकं स्थाने आगच्छन्ति